नमस्ते अहं नित्यानन्दः हरीश् एलेक्ट्रानिक्स् अस्ति एतत् आं भवतः समीपे अहं परह्यः एकं सङ्गणकयन्त्रं स्वीकृतवान् अस्मि तत् सङ्गणकयन्त्रं सम्यक् कार्यं न करोति एव तस्य ध्वनिवर्धकं सम्यक् नास्ति तस्य कीबोर्ड् अपि सम्यक् नास्ति स्क्रीन् अपि किञ्चित् ड्यामेज्ड् अस्ति अहं तु नूतनं सङगकण् सङ्गणकयन्त्रं विक् स्वीकर्तुम् अत्र आगतवान् परन्तु तत् स् सम्यक् कार्यमेव न करोति एवम् उत्तमेन सङ्गः सङ्गणकेन विना लोपभूयिष्टानि सङ्गणकयन्त्राणि भवन्तः विक्रयणं कुर्वन्ति चेत् कथम् अस्माकं धनं वृथा अत्र आगमनार्थं समयं वृथा एवं भवन्तः अस्माकं समयं किमर्थं वृथा कुर्वन्तः सन्ति कृपया एतत् भवता एव पुनः स्वीकुर्वन्तु मम कृते यत् दत्तं धनमस्ति तस्य तस्य कृते उत्तमं दद उत्तमं सङ्गणकयन्त्रं पुनः ददातु एतादृशं कार्यं न करणीयमेव